अहं कार्यशालासु वा पाककक्षासु वा भागं न अवहम् अतः न जानामि यत् तत्र किं शिक्षितवन्तः इति परम् अग्रे यदि तथा भविष्यति यदि पाककक्षासु अहं भागं वहिष्यामि तर्हि सर्व् सर्वाः भारतीयाः याः पाकाः वर्तन्ते तास्सर्वाः कथम् पलाण्डुं विना वा लशुनं विना वा कथं कर्तव्यम् इति ज्ञातुम् इच्छामि